अहं तमिळ्नाडुराज्ये अस्मि इति कारणेन अत्र साम्प्रदायिकवस्त्रम् इत्युक्ते पुरुषाणां तु धौतवस्त्रं महिलानां तु शाटिका अर्धशाटिका वा युवतीनाम् तथा अस्ति अत्र विशेषविन्यासः नाम अहं महाविद्यालये पठनकालपर्यन्तम् अहं धौतवस्त्रं न धरामि स्म तदा एकवारं यदा धृतवान् तद्धृत्वा अहम् उपविष्टवान् पुनः उत्थाय यदा गतवान् अहम् उत्थितवान् किन्तु मम धौतवस्त्रं तु तत्रैव उपाविषत् अर्थात् मम शरीरतः तत् पतितं तादृशक्लेशः सर्वमासीत् पुनः क्रमेण तत् पठितवान् अनन्तरम् अत्र विभिन्न साम्प्रदायिकवस्त्रं धौतवस्त्रेव अग्रिमम् अग्रिमगतीनां सर्वं पठनमभवत् इदानीं किन्तु पश्यामः चेत् यूनांमध्ये एवं धौतवस्त्रधरणं सर्वं नास्ति इति किञ्चित् खेदस्य विषयः अस्ति

अतः तादृशविषयेषु अहं विशेषतः प्रेरयण्णस्मि एवं प्रयत्नः अस्ति एवं यत्किञ्चित् साम्प्रदायिकविषयः तत्र पश्यामः चेत् उष्णीषमिति बन्धनं शिरसि इति अस्माकम् आयुर्वेदशास्त्रे अपि अस्ति तादृशविषयाणाम् धारणं मयि अपि भवेदन्येषामपि तथा भवेदिति विषयस्य आग्रहः अस्ति अहमपि तदर्थं प्रयत्नं कुर्वन्नेव अस्मि